प्रतिदिनं मम आहार आहारव्यवस्था एवम् अस्ति जीरिकासेवनं पुनः लवङ्गस्य सेवनं पुनः रम्भाफलस्य सेवनम् एवं ननाविध औषधिसेव् औषधिसेवनेन आरोग्यं वर्धयितुं शक्यते तत्र रम्भाफलसेवनेन अजीर्णम् निवर्तयितुं शक्यते तत्र मलमूत्रादिक् मलमूत्रादिविसर्जनं सुगमो भवति अस्माकं प्रदेशे गुणवत्तायुक्ताः शाकध धान्यादयः लभ्यन्ते एव अस्माकं कृषिक्षेत्रे शेङ्गा इति कश्चन विशेषधान्यं वर्धयन्ति पुनः उत्पादयन्ति पुनः पूगपलं रम्भाफलं नारिकेलफलादिकम् उत्पादयन्ति